ग्रामेषु कोक्को कब्बडि कुण्टेबिल्ले मरकोति नायि मूले मर पुन गालिमातु इत्यादय क्रीडा भवन्ति तत्र यथा गालिमातु इति क्रीडा तत्र मण्डले उपविष्टा भवन्ति अस्मिन् आरम्भे एकं पदं दीयते तद् सर् सर्वासु एतेषु अनुवर्तनं भवति कर्णे वक्तव्यं भवति तत् अन्ते या वदति एवं मण्डले सर्वम् उक्त्वा अन्तिमपर्यन्तं पुन या आरम्भं कृतवती भवति तस्या कृते गच्छति तत्तु एवं वदनसमये गालिमातु इति एवं भवति अस्माकं मुखात् अन्यासां वदाम चेत् तत् वदनसमये किञ्चित् किञ्चित् भिन्नं भवति अन्तिमकाले कथं जातं भवति मया किं प्रेषितं अन्ते कथं आगते आगतमिति ज्ञातं भवति तया अत यथा आगतं तत् विरुद्धरुपेण तत् ताभि तासां कर्णे किम् आगतमिति ताभि वक्तव्यं भवति तत्तु किं किं वा अन्यद् अन्यदेव जातं भवति अत श्रोतुं सम्यक् भवति